हरि ओं महोदय वयं श्वः रामोजि फ़िल्म् सिटि गमिष्यतुम् इच्छामि अतः सप्तजनाः सन्ति भवान् सप्तजनाः कर्तुम् एकं यानं प्रेषयत्ति चेत् प्रेषयितुं किं किं तत्र किं किं किं यानं भवान् प्रे प्रेषत् प्रेषिता प्रेषयति अनन्तरं मूल्यं किं यानस्य मूल्यं किं कदा भवान् प्रेषयति